पाककला केवलं महिलानां कार्यम् इति अहं न मन्ये कुतः नाम मम कुटुम्बे पुरुषाः पाकं न कुर्वन्ति वस्तुतः न कुर्वन्ति मम मनसि एवं भाति पुरुषाः महिला एकः नाम एकः नाम समाजरीत्या एकः नाम महिला एव कुतः पाकं कर्तव्या न खलु ते अपि मनुष्याः सन्ति एते अपि मनुष्याः सन्ति तदर्थं पुरुषाः अपि पाकं कर्तव्यं मम आशयः कुतः नाम प यदि पश्यामः महिलानां कृते एव अधिकं कार्यं भवति पश्य कथं नाम तैः यदि जाब्स् काः स्वीकृताः भवन्ति तर्हि किं गृहस्य निर्माणं कर्तुं निर्माणं कर्तव्यं सर्वं कृत्वा पाकं कृत्वा यदि पुत्राः भवन्ति तान् प्रेषयित्वा पुनः सा तस्याः स्वकीयकार्यं समाप्य पुनः सापि जाब् प्रति गच्छति चेत् सा अपि सायमेवम् आगच्छति चतुर्वादने पुनः पाकं कर्तव्यं पुनः तया एव कर्तव्यमिति नास्ति यदि इ अत्र पुरुषाः पश्यामः चेत् ते एते सा यदि पत्नी भवति सा पूर्वं पूर्णं कार्यं कृत्वा दत्तवती भवति एषः तूष्णीं कार्यार्थं गत्वा आगतवान् यदि उभौ अपि मिलित्वा का पाकं कुर्वन्ति चेत् तत्र समयावशिष्टः भवति ततः च तस्यै आयासः न भवति न चेत् एकदा महिला कर्तुम् एकदा पुरुषः कर्तव्यम् एवं नियमः भवति चेत् सम्यक् पुरुषाः अपि पाकं करणं दुष्टं न तद् सुकरम् एव भवतु